पूर्वतनैः विल् निमित्तं तावद्धनं न स्थापनीयम् इति आसीत् किन्तु इदानीं मोबैल् फ़्रोड्तनमधिकमस्ति तदापि चार्जिङ्ग् अपि बहु सम्यक् बिल् धनं त तदस्ति अहं प्रतिमासं न करोमि किन्तु मासद्वये द्वये क् करोमि किं तत्र टु हण्ड्रेड् एण्ड् सिक्स्टि फ़ै रुपि सर्वं बहु करणीयम् इति अस्ति अतः अहं किं करणीयं तत्र न्यूनकरणे अतः इदानीम् इदानीं नूतनं एतदागतं वैफ़ै स्थापयति गृहं वै फ़ै स्थापयति चेत् तावत् चिन्ता नास्ति अतः चिन्ता नास्ति युनिट् पक्षे ता चिन्ता नास्ति पूर्वम् आसीत् किन्तु इदानीं नास्ति पूर्वं तत् आसीत् ऐडिया आसीत् किन्तु इदानीं ऐडिया गतमिति न ऐडिया ऐडिया चिन्तनद्वारा ततोपि अधिकतया जियो सम्यगस्ति इति मम चिन्तनं तत्र बहु सम्यक् रीत्या नेट्वर्क् आगच्छति स्पीडपि अस्ति तादृशमस्ति तत् तस्मिन् विषये अहं अहं बहु धनं स्थापयामि करोति चेत् बहु सम्यक् आगच्छति तादृशमस्ति तस्मिन् विषये चर्चा इत्यादीनि तुलनेन अद्य नेट्वर्क् सम्पर्कः सम्यक् एव अस्ति इति